मम प्रदेशे मुख्य क्षेत्रे द्वे वर्तते वर्तेते एकं तु मीनाक्ष्यम्मन् देवालयः अन्यत् वर्तते तिरमालिन्नयिञ्जोलै इति सुन्दरराजनारायणस्य वर्तते पर्वतस्य उपरि द्वयोः देवालयोः उत्सवः तु चैत्रमासे बृहत् वर्तते आमासं उत्सवः भवति तत्र विशिष्य मीनाक्षी सुन् सुन्दरेश्वरयोः विवाहः अत्यन्तं प्रसिद्धं अपि च महोन्नतं वर्तते महोत्साहेन सर्वे जनाः आगत्य तेषां स्व गृहस्य उत्सवः इति मत्वा सर्वे अपि तत्र भवन्ति तावत् कोलाहलः भवति पुनः चैत्रमासे पूर्णिमादिनाङ्के सुन्दरराजनारायणः सुन्दरराजः पर्वततः अधः आयाति तदापि उत्सवः भवति तत्र तस्य नाम तु चैत्र उत्सवः इति तत्तु

ग्रीष्मकाले भवति खलु अतः तस्मिन् समये यदा देवः पर्वततः अधः आयाति तदा देवस्योपरि सर्वे अपि जलं क्षिपन्ति इत्युक्ते सर्वे अपि तं स्नापयन्ति इत्यर्थे अतः जनानां जनेषु परस्परमपि जलस्य जलक्रीडा भवति तदेव अस्य मन्दिरस्य मासस्य उत्सवः बृहन्नुत्सवः वर्तते